मम प्रदेशे दशमकक्षानन्तरं छात्राणां कृते उच्चशिक्षां प्राप्तुं बहवः अवकाशाः भवन्ति यथा यथा विभिन्नकलाशालाः भवन्ति वैयक्तिककलाशालाः वा सर्वकारीयकलाशालाः वा भवन्ति अतः छात्राः यस्यां कळासालायां अग्रे पठितुम् उच्चशिक्षां प्राप्तुं वाञ्चन्ति वैयक्तिकं वा भवतु सर्वकारीयम वा भवतु तत्र गत्वा ते उच्चशिक्षां पठित्वा ते अग्रे तत्र शिक्षिताः भवन्ति